मम ग्रामे ग्रामस्य विषयम् एव पश्यामः विषये एव पश्यामः तत्र कृषिक्षेत्रं तु बहुदूरे भवति तत्र कृषकाः ततः पदार्थान् तावत् दूरात् आनयितुं बहुकष्टम् अनुभवन्ति किमर्थम् इत्युक्ते तत्र मार्गः अपि सम्यक् न भवति लघु मार्गः भवति तत्र मध्ये मध्ये किं जलं भवति या वर्षाकाले तु बहु कष्टं भवति तत्र कृषिक्षेत्रं प्राप्तुमपि बहु कष्टं भवति ततः पुनः तत्र गत्वा शाकान् वा इतोऽपि किमपि वा तत्र विक्रेतुं यद् भवति तद् आनेतुं बहु कष्टाय भवति तत्र वाहनसौविध्यं न भवति इतोऽपि बह्व्यः समस्याः सन्ति ततः तु बहुकष्टम् अनुभवन्ति ते तद् आनयेतुम् इतोऽपि पश्यतु इदानीं ततः आनीतवन्तः पुनः ग्रामात् नगरं प्रति आगन्तुम् अपि बहु कष्टम् अनुभवन्ति इत्युक्ते तत्र आर् टी सी बस् वा किमपि वा तद् स्वीकृत्य गन्तव्यं भवति हा यदि तत्र गच्छति तत्रापि विक्रयणसमये मूल्यं मूल्यविषये अपि बहु कष्टम् अनुभवन्ति मूल्यं बहु न्यूनं भवति एतेषां व्याह व्ययः अधिकं भवति एतादृशाः बहवः सन्ति